आयुर्वेदः गृहीयचिकित्सा सिद्धौषधः एते देशीयचिकित्सापद्धतयः देशीयचिकित्सापद्धत्याम् अनपेक्षितपरिणामाः न भवन्ति स्थानीय उपलब्धानि सस्यानि मूलिकायाः उपयोगः क्रियते आयुर्वेदः शास्त्रसिद्धः गृहीयचिकित्सा गृहे परम्परागता ये ज्येष्ठाः गृहे सन्ति तेषां द्वारा एतस्य उपयोगं कुर्वन्ति सिद्धौषधं वैयक्तिकसाधनावशात् एषां विशिष्टसामर्थ्यं भवति तदुपयुज्य ते चिकित्सां कुर्वन्ति